मम प्रदेशे अत्र सर्वकारस्य लोकायानानि तथा प्रैवेट् लोकयानानि अपि द्वयमपि सन्ति परन्तु अधिकाधिकानि प्रैवेट् लोकयानानि एव सन्ति एकविषयम् इत्युक्ते तत्र अत्र गमनागमनार्थं सामान्यजनानां प्रतिदिनस्य गमनागमने द्वयोः अपि सहं सह कुर्वन्ति एकविषयम् इत्युक्ते तत्र सर्वकारस्य लोकयानेषु इदानींतन दिने दिने उपवेष्टुं स्थानानि न लभ्यन्ते कारणम् सर्वकारस्य नूतन विषय इत्युक्ते महिलानां कृते यानं शुल्कं विना ते प्रवासं कर्तुं शक्नुवन्ति तत्र अधिकाधिक महिलाः सर्वकारस्य लोकयानेषु प्रवासं कुर्वन्ति तदर्थं सर्वे पुरुषाः इदानीं प्रैवेट् लोकयानेषु एव प्र प्रवासं करणीयम् इति भवति बहु कष्टम् अस्ति परन्तु प्रैवेट् लोकयानेषु आरामतया आ उपवेष्टुं स्थानं लभति लभन्ते तथा गमनागमनस्य चिन्ता नास्ति तत् अस्माकं प्रदेशे तत् उत्तमयानानि अपि सन्ति प्रैवेट् यानानि उत्तमयानानि परन्तु एक कठिन इत्युक्ते सर्वकारस्य यानेषु प्रवासशुल्कः न्यूनं भवति परन्तु प्रैवेट् लोकयानेषु सदा शुल्कः अधिकाधिकम् अस्ति तत् सामान्यजनानां कृते कष्टदायकं भवति अधिकशुल्कं दत्त्वा प्रवासः करणीयं भवति तदेव किञ्चित् कष्टदायकं भवति सामान्यजनानां कृते